भारतस्य मुख्यानि तीर्थ् तीर्थक्षेत्राणि कानि इति यदा वयं पृच्छामः तदानीं मम मनसि सर्वप्रथमं उज्जयिनी इत्येव नाम आगच्छति या खलु उज्जयिनी सकलत्रिभुवनललामभूता बाणभट्टेन वर्णिता सा अतीव पवित्रतमा नगरी तत्र शिप्रा वातः प्रवहति शिप्रा नदी अस्ति भगवतः महाकालस्य पुण्यं धाम अस्ति अतः एव मेघदूते कालिदासेन उक्तं पुण्यं यायास् त्रिभुवन गुरो धामचण्डीश्वरस्य वस्तुतः सक्न्दपुराणे एवं वर्णनम् अस्ति कुरुक्षेत्रात् दशगुणा पुण्या वाराणसी मता तस् तस्मात् दशगुणा एषा उज्जयिनी मता अस्ति किमर्थम् इति मन्वन्तरसहस्रेषु काशीवासेषु यत् फलं तत् फलं जायते वन्त्यां वैशाखे पञ्चभिर्दिने दिनैः अतः एषा उज्जयिनी भारतस्य सर्वासु नगरीषु पावनतमा नगरी पुण्यतमा नगरी यत्र भगवान् श्रीकृष्णः शिक्षां प्राप्तुं पठितुम् आगतवान् जगत् गुरोः अपि या विद्यास्थली कालिदासस्य काव्यस्थली भगवतः महाकालस्य निवासस्थली अतीव पुण्यतमा एवमेव वाराणसी पुण्यतमायाः गङ्गायाः तटे स्थितम् अत्यन्तं महत्त्वपूर्णं तीर्थक्षेत्रम् अपि च ओडिशाराज्ये पुरी यत्र स्वयं भगवान् जगन्नाथः बलभद्रसुभद्राभ्यां सह निवसति एवमेव भारतस्य सप्त पुर्यः याः प्रसिद्धास्सन्ति ताः सर्वापि उत्तमा तानि सर्वाणि अपि उत्तमानि तीर्थक्षेत्राणि इति वक्तुं शक्नुमः